नमो नमः अहम् इवेण्ट् ओर्गनैसर् वदन्ती अस्मि मम नाम वैष्णवी भवत्याः समीपे पुष्पाणि लभ्यन्ते खलु अस्तु मम एकं कार्यम् अस्ति विवाहार्थं किञ्चित् ओर्गनैसेशन् करणीयम् अस्ति भवती तत्र कानि पुष्पाणि स्वीकर्तुं शक्यते इति विषये किञ्चित् सहायं करोति वा आदौ तु डेकोरेशन् विषये एव वदतु तत्र अधिकं किमपि डार्क् कलर् इत्यादिकं न भवेत् ता सामान्यं यत् डेकोरेशन् भवति तथैव भवेत् तत्र किं स्वीकर्तुं शक्यते ओ एवं वा तत् सम्यक् दृश्यते खलु ओ गन्धः कथम् अस्ति तस्य हा तत् गन्धपुष्पम् इति यदुक्तं तस्य गन्धः मधुरः एव अस्ति खलु नाम केषाञ्चित् शिरोवेदना इत्यादिकमपि भवति गन्धेन तथा किमपि नास्ति खलु अस्तु तर्हि डेकोरेशन् विषये अहं तत् गन्धपुष्पमेव स्वीकरोमि अनन्तरं वध्वः कृते पुनः वरस्य कृते वरमाला अपेक्ष्यते तत्र किं पुष्पं सम्यक् भवति हा चिन्ता नास्ति किन्तु तत् पुष्पं भवति खलु नाम अधिकः समयः तत्र भवति विवाहे ओ एवं वा अस्तु तर्हि ओ अस्तु तर्हि पाटलपुष्पं यदस्ति तत्र वर्णाः भवन्ति खलु तर्हि किं स्वीकरोमि अहम् ओ अस्तु तर्हि तदेव स्वीकरोमि पुनः भवती मम गृहं प्रेषयितुं शक्नोति वा पुष्पाणि सर्वं विंशतिदिनाङ्के अस्ति अस्मिन् मासस्यैव एकोनविंशतिदिनाङ्के पुष्पाणि आगच्छन्ति चेत् मम कृते किञ्चित् सहायः भवति अहम् एड्रेस् मेसेज् करोमि अस्तु धन्यवादः